मम क्षेत्रे सञ्चारे अधिका बस् यानानि उत अस्माकम् इलाखा वाहनम् आसीत् किमर्थम् अहं सर्वकारस्य अधिकारी आसीत् तद् निमित्तम् अस्माकं वाहन एव आसीत् बस् याने जनसमृद्धयुक्तानि आसीत् एव अनेकवारं स्थित्वा प्रयाणं कृतवान् कापि समस्या इति अहं न मनसि विहाय यात्रा मये अपि समर्धनम् युक्तानि भवन्ति स्म परन्तु उपवेष्टुं न लभ्यते चेत् अपि स्थित्वा अहं प्रयाणं कृतवान् परन्तु अहं मनसि न विधाय सन्तोषेण प्रयाणं कृतवान्